वेदाध्ययने आधुनिकमार्गः इत्युक्ते अधुनातनकाले यूट्यूब् इति मार्गः बहु उत्तमं भवति किमर्थम् इत्युक्ते बहवः विद्वांसः बहवः पण्डिताः बहवः वेदविद्नः ते सर्वेपि स्वस्य चेनल् मध्ये रेकर्डिङ्ग् कृत्वा नाम शब्द स्व शब्द रेकर्डिङ्ग् कृत्वा यूट्यूब् मध्ये स्थापयन्ति तत् श्रुत्वा वारं वारं श्रुत्वा वयं वेदाध्ययनं कर्तुं शक्नुमः परं यतोहि एषः प्राचीनग्रन्थः प्राचीनविषयः अतः गुरुमुखात् एव पठामश्चेत् उत्तमं भवति सौविद्यं तु लभ्यते यूट्यूब् मध्ये भवान् श्रुत्वा वारं वारं श्रुत्वा पठितुं शक्नोति नो चेत् सामान्य शब्द रेकोडिङ् भवति तस्य श्रवणं कृत्वा अपि पठितुं शक्नोति परम् आधुनिके अपि टेप् रेकाड् इत्यादिकं व्यवहारं कृत्वा पठने अपि गुरु गृहे गत्वा अथवा गुरुसन्निधे पठित्वा उत्तमज्ञानस्य प्राप्तिर्भवति